भारते शिक्षणव्यवस्था कथम् अस्ति इति प्रश्नस्य वयं चिन्तयामः चेत् अत्र सर्वत्र तियोरिटिकल् नोलेज् तियोरिटिकल् ज्ञानं यदि भवति तद्विषये एव सर्वत्र ग्रेड्स् अङ्कानि छात्राः प्राप्नुवन्ति ग्रेड् सिस्टम् अपि अत्र फैनल् असेस्मेण्ट् सेमिफैनल् असेस्मेण्ट् एतत् योजयित्वा छात्राः ग्रेड् प्राप्नुवन्ति परन्तु तेषां कृते अनुभव ज्ञानं किञ्चित् न्यूनं भवति यदि वयं विदेशीयशिक्षणव्यवस्था पश्यामः चेत् तत्र अनुभवज्ञानविषय विषय् विषयाय सिलबस् भवति अतः ते अनुभवज्ञानं सम्यक् प्राप्नुवन्ति वयम् एतत् अंशम् अस्माकं शिक्षणव्यवस्थायां स्वीकुर्मः चेत् उत्तमं भवति